संस्कृते प्राचीनकालादेव क्रिस्तशक पञ्चमशतमानात् एव साहित्यमीमांसा आरब्धा तत्र बहवः साहित्य साहित्यज्ञाः सन्ति ते आलङ्कारिकाः इत्युच्यन्ते आनन्दवर्धन मम्मट मम्मटा काश्मीरस्थाः काश्मीरस्थाः बहवः सन्ति उद्भट मम्मट आनन्दवर्धन ते सर्वे काश्मीरदेशीयाः प्रायः पञ्चमषष्टशतकादेव अत्र संस्कृते साहित्यमीमांसा आरब्धा अस्ति काव्ये काव्यादानन्दः अनुभूयते आनन्दस्य कारणं किम् इत्येव इत्येव इत्येवं चिन्तयन् तैः मीमांसा आरब्धा नाम केचन तत्र तत्र भिन्न भिन्नाः तेषु मध्ये भिन्न भिन्नाः अभिप्रायाः सन्ति केचन व्यङ्ग्यार्थः अत्यन्त आनन्दकः आनन्दकारणमिति अभिप्रयन्ति अन्ये केचन तत्र शब्दार्थेषु अलङ्काराः विद्यन्ते ते एव आनन्द कारणम् इति तैः उच्यन्ते